हरि ओम् भगिनी अहं सम्यक् अस्मि भवती भावना भगिनी वा भगिनी अनन्तरं कः विषयः विशेषः

अस्तु भगिनी भवती तत्र देवालयान् द्रष्टुम् इच्छति वा अथवा टूरिस्टप्लेस यदस्ति तद् द्रष्टुम् इच्छति वा किं भवत्या

अस्तु तर्हि कोच्चि मध्ये आगच्छति चेत् तत्र एकः महान् देवालयः अस्ति जि एस् बी जनानां एकं महान् देवालयः अस्ति तत्र भवति गन्तुं शक्नोति अनन्तरं ततः एव किं फोर्ट कोच्चि बीच् अस्ति अस्तु वा ततः समीपे एव किलोमिटर् त्रयं वा भवति फोर्ट् कोच्चि बीच् इति अस्ति तत्र सान्टा क्लास् बेसेलिका अस्ति अस्तु वा ततः भवती ज्यू टौन् गन्तुं शक्नोति तत्र ज्यू सिनोगोग् अस्ति ओल्डेस्ट् सिनोगोग् अस्तु वा तत्र ज्यू सिनोगोग अस्ति तत्रापि भवति गन्तुं शक्नोति अनन्तरं तत्र ज्यूस्ट्रीट् इत्येव अस्ति तत्र भवति पुरातनानि वस्तुनि क्रेतुं वा द्रष्टुं शक्नोति अस्तु वा तद् बहु सम्यक् अस्ति यतो हि तत्र पश्यामः चेत् पोर्चुगीस् एतद् एफेक्ट् दृश्यते तत्र अस्तु वा अनन्तरम् इतोपि सत्यम् इतोपि भवत्याः समयः अस्ति चेत ततः अनतिदूरे गुरुवायुरदेवालयः अस्ति अस्तु वा हां आम् सत्यम् तत्र गुरुवायुर् श्रीकृष्णः इति तद् बहु प्रसिद्ध देवालयः गुरुवायुरदेवालयः हां अनन्तरं तत्र किञ्चित् समीपे एव देवालयः इति अस्ति तदस्ति एकं भगवत्याः देवालयः तदपि दर्शनयोग्यः एव अस्तु वा

किम् बनाना चिप्स् अत्र तदेव लभ्यते भगिनी नारिकेले भर्जितम् अपेक्षितं वा अथवा सन्फ्लायेर् फ्ल् फ्लावर् आयेल् मध्ये भर्जितम् अपेक्षितम् एवं वा अस्तु अस्तु भवति अत्र आगच्छतु अनन्तरं वयं मिलित्वा सर्वं क्रेतुं गच्छामः अस्तु वा हां हां हां अस्तु भगिनी मिलामः राम् राम् हां राम् राम्